अस्माकं परिसरे होलीमासे जनाः होलीकुणिता इति विशिष्टाः धार्मिकाचारम् आचरन्ति तत्र अत्र मराठी वंशस्थीया वंशीयाः तत् कुडुबि वंशीयाः इति प्रकारद्वयं तेषां मध्ये वर्तते तादृश पर्वाणां विशिष्टधार्मिक आचाराणां आचरणानां सन्दर्भे ते विभिन्नविभिन्न पङ्गडे आगत्य तत्र होली नर्तनं कुर्वन्ति तत्र पञ्चदिनं दशदिनपर्यन्तं ते नर्तनं कृत्वा किञ्चित् धनं सम्पादयित्वा अत्र ये अशक्ताः सन्ति तेषां जीवनं जीवनवस्तूनां रूपेण ते तान् धनान् उपयोगं कुर्वन्ति अत्र पर्यटकाः अपि अत्र आगत्य तस्मिन् समये द्रष्टुम् अर्हन्ति बहवः बहिस्तात् आग्च्छन्ति पश्यन्ति च